ग्रामीणक्षेत्रे युवकृषकाः केचन सन्ति विरलाः एव मा किमर्थम् इत्युक्तौ वधूः न प्राप्यते इति एकं कारणं किमर्थम् इत्युक्तौ यदि अहं कृषकः भवामि कृषकः भवामि तदानीं वधूः न प्राप्यते चेत् मम सन्ततिः अग्रे कथं गच्छति इति चिन्तनम् एकं पुनश्च कृषकः इत्युक्ते सः तत्र गत्वा मृत्तिका सह कार्यं करोति किमपि अस्वास्थ्यं भविष्यति पुनश्च लग्ज़ुरि लैफ़् वयं लीड् कर्तुं न शक्नुमः इत्यादिकं समस्या का इत्युक्ते या बालिका वर्तते बालिका वधूः वर्तते तस्याः ये अभिभावकाः सन्ति ते एव चिन्तयेयुः किमर्थम् इत्युक्तौ वयमपि कृषिकाः मम वधू या अस्ति ताम् एकस्य कृषकस्य कुटुम्बे दास्यामि चेत् तदानीं सम्यग्भवति इति यदि तेपि मनसि विचारं कुर्वन्ति तदानीम् एतावत्समस्या नागच्छति नगरवासं किमर्थम् इच्छन्ति इत्युक्ते तत्र किमपि कार्यं नास्ति एवमेव वयं किमपि अटनं कृत्वा किमपि जाढ्येन एवं का कष्टराहित्येन वयं जीवनं जीवनयापनं कर्तुं शक्नुमः इति